चारणसमये वायुगुणप्रकोपः मया तथा नानुभूतः किन्तु मया साकम् एकः एकः मित्रः आसीत् तेन वायुगुणप्रकोपः चारणसमये अनुभूतः एकवारं बिहारप्रान्ते वयं गतवन्तः तत्र गिर्नार् इति एकमस्ति तत्र गन्तुं पर्वतारोहणं पर्वतः किञ्चित् लघुपर्वतः लघुपर्वतः आसीत् तस्य आरोहणं कृतं तत्रैव तेन मित्रेण गमनसमये किञ्चित् कष्टम् अनुभूतमासीत् अनन्तरम् तद् मित्रं किञ्चित् उपविश्य जलं पुनः औषधं वस्तुतः औषधं नासीत् तस्य सकाशे अन्य एकस्य आसीत् तस्य औषधं पुनः स्वीकृत्य सः किञ्चित् आरामं स्वीकृतवान् अनन्तरं प्रायः दशनिमेषाः वा एवं स्थित्वा किञ्चित् पुनः दुर्बलः इव किञ्चित् जातः अनन्तरं पुनः सज्जीभूय ततः परम् अस्माकं साहाय्येन सः पुनः बिहारप्रान्ते पर्वतः पर्वतचारणसमये नाम चारणं कृत्वा अनन्तरम् उपरि गिर्नार् इति बोधगया ये गों तत्र बुद्धदेवस्य मन्दिरमस्ति तं प्रान्तं तत्र गत्वा न तत् प्राप्तवान् अस्ति एवम् अस्ति अनुभवः